पारम्परिकपद्धत्या ये अध्ययनं कृत्वा बाह्यप्रपञ्चं प्रति यदागच्छन्ति तेषाम् उद्योगावकाशाः एवं तत्र न वर्तन्ते तेन कारणेन एवं तत्र अध्ययनं कर्तुं गन्तुं बहवः नेच्छति यथा उदरनिमित्तं बहुकृतवेषाः इति वदन्ति खलु यत्किमपि वयं प्रयोजनमनुद्दिश्य न मन्दोपि प्रवर्तते यत्किमपि वयं पठामः यत्किमपि आचरामः तत् प्रयोजनमुद्दिश्य एव भवति परन्तु एवं किमर्थं एवं जायमानमस्ति इत्युक्ते उत्तम तत्र समीचिनरूपेण प्रचारः नास्ति सर्वकारपक्षतः सहयोग अपेक्षते यतः इदानीं बुभुक्षितैः व्याकरणं न भुज्यते पिपासितैः काव्यरसं न पीयते इति उच्यते यः बुभुक्षितः भवति तस्य कृते आदौ बुभुक्षा निवारणीया नाम यद् अधीतं तैः तदनु सर्वकारपक्षतः यदि उद्योगावकाशाः वर्तन्ते अवश्यं पारम्परिकपद्धत्या ये पठि पारम्परिकपद्धत्या ये अध्ययनं समापितवन्तः ते सर्वेऽपि अग्रे आगत्य उद्योगं कर्तुं शक्नुवन्ति तेन को लाभः नाम अस्माकं पारम्परिक पारम्परिक या पद्धतिः अस्ति तद्वयं वयं संरक्षणं कर्तुं शक्नुमः अन्यान् अन्य एवमेव शास्त्राण्यमि संरक्षणं कर्तुं शक्नुमः अत्र मम वैय्यक्तिक अभिप्रायः एवं कश्चन वर्तते सर्वमपि सर्वकारपक्षतः न सम्भवति सर्वकारपक्षतः उद्योगावकाशः प्रायः अशीतिप्रतिशतं भवति परन्तु बहुत्र न लभ्यते तर्हि किं करणीयं नाम तत्र एकः उपायः यद्शास्त्रं तैः अधीयते यद् तैः सम्यक् अध्ययनं क्रियते तत्र सम् सम्यक् पाठवं सम्पाद्य बाह्यप्रपञ्चं प्रति आगत्य तस्य प्रचारः प्रसारः करणीयः इदानीं उत् उद् ज्योतिषं पठित्य पठित्वा ये बहिरागच्छन्ति केवलं सर्वकारोद्योगः न लभ्यन्ते चेत् इदानीं बहवः नागरिकाः ज्योतिषप्रियाः भविष्यन्ति तर्हि वैयक्तिकरूपेण भवान् ज्योतिषमाधारीकृत्य भवान् धनार्जनं कर्तुं शक्नोति तेषां ये प्रश्नाः वर्तन्ते तेषां प्रश्नानां समाधानं भवान् दातुं शक्नुवन्ति यतः भवान् पारम्परिकरीत्या अधीतवान् अतः भवतः तस्य विषये सम्यक् एवं पटुत्वं भवति तर्हि भवादृशाः यदि एवं वदन्ति चेत् अति अवश्यं विश्वासं प्रकटयन्ति इति मम वैयक्तिक अभिप्रायः भवति